बिग् बिल्लियन् डे चलति किल अतः एकं हेड् फ़ोन् स्वीकृतवान् आसम् तत् ह्यः आगतं पुनः तत्तु सम्यक् अस्ति ओन् आडियो इति तस्य नाम सम्यक् अस्ति श्रोतुं सम्यक् अनुभवः भवति तस्य ड्रैवर् किञ्चित् सैज़् ड्रैवर् सैज़् न्यूनम् अस्ति अहं पञ्चाशत् इति तत्र दृष्टवान् आसम् किन्तु पञ्चविंशति एम् एम् एव ड्रैवर् आगतम् अस्ति अतः तत् अस्तु सम्यक् अस्ति चिन्ता नास्ति ध्वनिः सम्यक् श्रूयते अतः रिटर्न् कर्तव्यम् इति नास्ति तत्तु केवल् अपि द्वयं दत्तवान् सः आक्स् केबल् अपि दत्तवान् अस्ति पुनः वित् मैक् मैक् सह एव दत्तवान् अस्ति अतः सम्यक् अस्ति चिन्ता नास्ति